वेदाध्ययनं नाम गुरुकुलेषु गुरुमुख उच्चारण अनूच्चारणपरम्पराद्वारा तस्य शब्दतः अध्ययनं तदुत्तरं भाष्यटीकादिभिः तस्य अर्थतः अध्ययनम् इत्येतदेव वेदाध्ययनम् इत्यस्य वास्तविक अर्थः यदि अस्माभिः आधुनिकरीत्या चिन्त्यते तत्र अस्माभिः इदानीन्तननूतन टेक्नालजि उपयुज्य अस्माभिः अध्ययनं कर्तुं शक्यते किन्तु यच्च पारम्पर्यक्रमेण गुरुमुख उच्चारण अनूच्चारणद्वारा एव अध्ययनं कर्तव्यम् इति यत् साम्प्रदायिकैः साम्प्रदायिकाः वदन्ति तस्य निराकरणं कदापि न कर्तव्यम् यथा एकः वृक्षः वर्धते तदा तत्र अनुचितसस्यानामपि उत्पत्तिर्भवति तद्वदेव वेदमार्गे अपि अयं विचाराः तदा तदा मनसि आयाति तच्च तावत् उत्तमं नो इति मामकीनः अभिप्रायः वर्तते यतो हि गुरुमुख उच्चारण अनूच्चारणपरम्परा यः कश्चन छात्रः अध्ययनं करोति तदानीं तत्र परम्परागतविद्यायाः अ अवगमनं यथा भवति तद्वत् उत्तम नागरीकरूपेण सः जीवनं कर्तुमर्हति तद्विना केवलम् आधुनिकमार्गः एव अनुस्रीयते चेत् तत्र तस्य परम्परायाः ह्रासः भवति परम्परायाः ह्रासे सति अस्माकं भारतीयपरम्परायाः अवनतिः कथञ्चित् रूपेण भवितुमर्हति इति ज्येष्ठानाम् अभिप्रायः वर्तते तस्मात् वयं सर्वेपि ज्येष्ठानां आशयम् अनुसृत्यैव मार्गे गच्छामः तस्मात् यथा ऋग्वेदे उक्तं वर्तते स्वस्तिपन्थामनुचरेम इति तद्वदेव उत्तममार्गे वा वयं चरन्तः स्वस्य जीवनस्य लक्ष्यं प्राप्य सर्वदा सुखेन भवितुं प्रयत्नं कुर्मः धन्यवादः